चित्रकलायां मम तादृशी गतिर्न वर्तते यादृशी प्रायः अन्येषां दृश्यते तथापि कृतप्रयत्नाः अपि यादृशं चित्रं न रचयन्ति तादृशमेकं चित्रमहम् एकवारं रचितवान् सहसा एव एकदा मया मनसि चिन्तितं यत् किं कर्तव्यमिति चेद् एकवारमीश्वरस्य एव स्मरणं विहितं अनन्तरं तद् मनसि आगतं तद् चित्रं विचिन्त्य स्वयमेव मम हस्तयोः यादृशमेव गमनम् आसीत् तादृशम् गमनं स्वीकृत्य अहं मम लेखनीं चालितवान् अपि च एकं चित्रम् अहं कर्षितवान् अनन्तरं यत्किञ्चिदपि तत्र परिवर्तनम् अपेक्षितमासीत् तत्परिवर्तनं विधाय अहम् ईश्वरस्य एकं ध्यानमुद्रायां ध्यानावस्थायां चित्रं कर्षितवान् अनन्तरम् अन्यांश्च जनान् एकवारं दर्शितवान् तदा तैः ये चित्रे दृष्टे सति अवश्यमेव एतत् अन्येन केनचित् लिखितमस्ति न त्वया इति तैः उक्तम् अतः अवश्यमेव अत्यन्तमेव मनोहरमासीदिति मम आशयः